मत् क्षेत्रे अपराधं दुर्घटनां च आरक्षकाः बहुसम्यग् सम्यग्रूपेण नियन्त्रयन्ति यतोहि अस्माकं राज्यम् उत्तरप्रदेशराज्यं वर्तते तस्य मुख्यमन्त्रिणः अस्माकं माननीय योगी आदित्यनाथ वर्तन्ते ते बहुसम्यग्रूपेण प्रदेशं चालयन्ति प्रदेशः तत्र ये वासिनः भवन्ति तैः प्रचलति तेषां नियन्त्रणं कथं स्यात् कीदृशाः ते संरक्षणे भवेयुः इति तदर्थम् आरक्षकाः ये भवन्ति ते तत्र निर्धारणं कुर्वन्ति यथा अस्माकमुत्तरप्रदेशे बहु अपराधयुक्तः अस्माकं प्रदेशः आसीत् किन्तु इदानीम् आरक्षकाणां कार्यमेतादृशं वर्तते यत् किमपि अपराधम् इदानीम् उत्तरप्रदेशे तु न भवति यदि भवति तर्हि आरक्षकाः त्वरितं तस्य निवारणमपि कुर्वन्ति इति